हरये नमः आचार्य अहं विद्यापीठे पठन्नस्मि मम काचन अङ्काः कश्चित् आम् वा नैव नैव नैव मम कक्ष्याध्यापकस्य एकवारं पृच्छतु अहं कक्ष्यायां कतं भवामि इति अस्मिन् एकस्मिन्नेव समये कक्ष्या अध्यापकः मम पुरतः तु त्वं अत्यन्तं समीचीनतया पठन्नसि इत्यादिकं वदन्ति एकवारं हरि आचार्यानां समीपे गच्छामः नैव आचार्य अहं इतोपि पुरतः तत्त तादृशीं नाम अहं किञ्चित् दूरेण आगच्छामि मार्गमध्ये काचन ट्राफ़िक् इत्यादिकं समस्या भवति अतः कस्मिन्श्चिन् दिने विल्मबः भवति प्रत्यहं तु नववादनात् अन्तः एव आगच्छामि किञ्च केचन दिवशेषु अहं आगत्तन मम आगमनानन्तरं अनेके अध्यापकाः आगच्छन्ति हरि आचार्याः अपि मम आगमनानन्तरं आगच्छन्ति तथापि नैव आचार्य इतः अनन्तरं अहं तादृशीं नैव कुर्मः तादृशीं कार्यं तादृशं कार्यं नैव कुर्मः नैव करोमि

हरि आचार्य अहम् कक्ष्यायाः अध्यापको वा आमाम् आम् आम् आचार्य व्यवहा तथैव व्यवहारं करोमि इतोपि अध्ययनमपि सम्यक् रीत्या करोमि आम् समीचीनं नैव इतोपि अध्ययनम् सम्यक् सम्यक् भवति आगच्छतु आम् आम् आम् धन्यवादाः